मम पित्रुव्यः छायाचित्रनिपुणः आसीत् पञ्च वर्षत् वर्षेभ्यः पूर्वात् वेट्रन् स्टुडियोस् इति अडयार्मध्ये एकं स्टुडियो स्थापितवान् बहु कष्टकरमासीत् बहूनि बृहत् कारणानि चित्रग्राहकः रूपेण तत्सर्वं स्वीकृत्य गच्छति एकैकम् शूटिङ्ग् करणीयं चेत् इदानीन्तनकाले पूर्वतनकाले ब्लाक् आण्ड् वैट् एव आसीत् तत्समये ब ब्लाक् आण्ड् वैट् एव आसीत् इदानीं तन्त्रज्ञः तन्त्रज्ञात् अधिकाधिकं तन्त्रज्ञः अस्ति इति कारणेन छायाचित्रनिपुणस्य निपुणं कार्यं सुलभं सुकरम् इति अस्ति परन्तु तत्रापि तत्सर्वम् समीचीनतया पठनीयं तत् तन्त्रज्ञः तन्त्रज्ञः तन्त्रज्ञानं सर्वं समीचीनतया पठनीयम् ड्रोण् क्यामरास् इति आगतम् इदानीं वर्णचित्राणि अपि सन्ति किमपि संशोधनं करणीयं चेत् तदपि स् कर्तुं शक्यते एडिटिङ्ग् कृत्वा चित्रं बहु समीचीनतया आगच्छति तद् एकम् उपायः उपायः एव तद् उपयोगाय उपयोगमेव इदानीन्तन क्यामरास् विषये दूरभाषा तद् दूरभाषा आ इदानीम् आगतं तेन कारणेन फ़ोन् एव क्यामरा रूपेण कार्यं करोति क्यामरा न आवश्यकम् एव दूरब् फ़ोन्स् स्मार्ट् फ़ोन् अस्ति चेत् सर्वाणि चित्राणि तदुपयुज्य एव स्वीकर्तुं शक्यते विडियो वा फ़ोटो वा किमपि रेकार्डिङ्ग् चलनचित्राणि वा ध्वनिमुद्रणं वा स सर्वं कर्तुं शक्यते बाग्ग्रौण्ड् म्यूसिक् अपि दातुं शक्यते तत् सर्वं कर्तुं शक्यते इदानीं बहु अड्वान्स्ड् एव तद् बहु उत्तमम् अस्ति इदानीं सुकरमपि अस्ति वा सुकरमेव तद् सुलभम् इत्युक्ते सुकरम् इत्युक्ते तद् अस्ति परन्तु समीचीनतया तत् टेक्नालजी ज्ञातव्यं तद् ज्ञात्वा कर् कर्तुं शक्यते चेत् सुकरमेव